तत्र सांस्कृतिकाः आचाराः प्रदेशभेदेन भिद्यन्ते तत्र मनुस्मृतौ अपि लिखितं वर्तते यत् कुलाचारः भवति देशाचारः अपि तत्र भवति अत्र दाक्षिण्यात्यदेशेषु मातुलकन्याविवाहः समीचीनः स्वीक्रियते उत्तरे तथा न स्वीक्रियते एवम् एकं तीजव्रतं भवति तद् तीजव्रतं हरितालिकाव्रतरूपेण अनुष्ठीयते तद् व्रतं बिहारझारखण्डादि प्रदेशेषु एतत् व्रतं भाद्रमासस्य शुक्लपक्षस्य तृतीयायां तिथौ निष्पाद्यते किन्तु राजस्थाने यत् तीजव्रतं भवति तत् श्रावणमासस्य शुक्लपक्षे तृतीयातिथौ सम्पाद्यते एवं वस्त्राणि अपि तत्र भिद्यन्ते तत्र राजस्थानप्रदेशे प्रायेण अवगुण्ठनं दृश्यते अवगुण्ठनॆ तु सर्वत्र भवति किन्तु अत्र अवगुण्ठनस्य प्रधानता वर्तते प्रदेशान्तरे तु तथा अवगुण्ठनं नास्ति यथा अत्र राजस्थानप्रदेशे नारीणां वस्तुतः यानि भूषण वस्त्राणि भवन्ति तादृशानि भवन्ति येन सर्वानि अङ्गानि पिहितानि भवन्ति किन्तु अन्यत्र तथा भवति यत् उदरं नारीणां दृश्यते नाभिः दृश्यते त एतादृशानि वस्त्राणि धार्यन्ते